मम प्रदेशे भिन्नभिन्न क्रीडाप्रचारार्थम् एतानि संस्थानानि सन्ति तानि द इन्फा़ल् स्पोर्टिन् क्लब् नोर्थ् इम्फ़ाल् स्पोर्टिन् असोसिएसन् आं स्पोट् आसोसियेसन् मनिपुर् मनिपुर् ओलम्पिक् असोसियेसन् सोसियल् अथ्लाटीक् क्लब् द इष्टन् स्टुडेण्ट्स् क्लब् स्पोट्स् कोम्प्लेक्स् इत्यादि राष्ट्रीय अन्ताराष्ट्रियस्तरे जनान् भागग्रहीतुं एताः संस्थाः विविधस्थरेषु स्पर्धानि आयुज्य ततः चयनं कुर्वन्ति